स्क्रूड्रैवर् वर्तते बहु सम्यगस्ति दीर्घं वर्तते दृढञ्च वर्तते यत्र अस्माभिः ग्रहणं क्रियते तद् स्थले रब्बर् वर्तते पुनः तस्य अग्रभागः स सम्यक् शार्प् वर्तते इति कृत्त्वा सम्यकेव तेन कार्यं कर्तुं शक्यते इति समीचिनम् अस्ति